जनानां जीवनस्य समग्रगुणवत्तायां क्रीडानां सकारात्मकः प्रभावः अवश्यमेव भवति कथम् इति चेत् अस्मिन् विश्वे बह्व्यः क्रीडाः सन्ति यथा कन्धास्ति कन्दुकक्रीडा क्रीकेट् इत्यादि बोलिबोल् इत्यादयः किम् अस्ति क्रीडाः सन्ति क्रीडायाः क्रीडनेन किं भवति अस्माकं शरीरं मानसिकरूपेण शारीरिकरूपेण स्वास्थ्यं भवति एवं च ऊर्जावानपि सरीरं किं भवति दृढम् अपि भवति अतः एवं प्रकारेण अस्माकं शरीरं किं भवति सम्यक् भवति स्वास्तथ्यं सम्यक् भवति यथा क्रीडया मानवस्य मनः प्रसन्नम् उत्साहितं च करोति एवं च म् अस्माकं मनः किं भवति क्रीडाकरणेन एकाग्रमपि भवति क्रीडासु भागग्रहणेन क्रीडकानां मध्ये सहिष्णुता धैर्यं साहसं च विकसितं भवति एवं च सामूहिकसौहार्दस्य भ्रातृतत्त्वस्य च भावः वर्धते एवं च अनेन प्रकारेण अस्माकम् अस्माकं क्रीडा क्रीडनेन भावः लाभः अपि लभ्यते अस्माकम् अस्माकं शरीरे एवं च मानसिकविकासः अपि भवति एवं च किमपि कार्यं कर्तुम् अस्माकं मनः अस्माकं मनः सम्यक् रूपेण तत् कार्यं साधयितुं शक्यते एवं च क्रीडाक्रीडनेन अस्माकं यत् शरीरं भवदि स दृढम् ऊर्जावत् च भवति एवं च मानसिकविकासम् एवं च शारीरिकविकासम् एवं च अन्यानि कार्याणि अपि कर्तुं शक्यते एवं च एतादृशः अस्ति अस्माकं जीवने सकारात्मकप्रभावः क्रीडानाम्